हरिः ओम् ओला तत्र अहं सिद्धापुरप्रदेशं गन्तुम् इच्छामि तत्र सिद्धापुरं बस् स्थानकमध्ये मम अहं तत्र प्राप्तुम् इच्छामि तत्र कृपया मां नयति वा अहं तु तत्र गमनानन्तरं साक्षात् धनमेव प्रयच्छामि तत्र गूगल् पे फ़ोन् पे इत्यादिकम् अहं कर्तुं नेष्यामि साक्षात् धनमेव प्रयच्छामि तत् भवतः चलति वा एवं मम समीपे पञ्चशतरूप्यकाणि सन्ति अतः तत्र गमनानन्तरं परिवर्तं प्रयच्छन्ति वा महोदय